चिकित्सालयः इति शब्दः मह्यं न रोचते एकदा अहं चिकित्सालयं गत् गतवती मम पुत्री पुत्र्याः मम पुत्री ज्वरात् पीडिता आसीत् कारयानेन एव तत्र गतवती

तत्र अधिकाः जनाः अभवत् एकघण्टानन्तरं यदा चिकित्सकः मम पुत्रीं दृष्ट्वा प्रिस्क्रिप्षन् दत्तवान् तदा झटिति एका एका नर्स् आगत्य बिल् दत्तवती तत्र मूल्यं दृष्ट्वा अहम् आश्चर्यचकिता अभवत् वयः बहु अधिकम् आसीत्